विविधपादपानां तेषां परिपालनतन्त्राणां विषये च अधिकं ज्ञातुं पुष्पप्रदर्शनं प्रदर्शनशालां वा अहं न गच्छामि किन्तु अहं तोटकारिका इलाखां गत्त्वा पादपानां विषये अधिकज्ञानं स्वीकरोमि तत्र पादपसम्बन्धरोगाणां विषये सलहां प्राप्नोमि नूतनपादपान् पादपान् क्रेतुम् अहं प्राथमिकसस्यकेन्द्रम् वा तोटकारिक इलाखां वा गच्छामि